नमोनमः महोदय अहं कालिदास परित परिसरतः अस्मि अस्माकं परिवारः ल् लदाख् गन्तुम् इच्छामि इच् अतः भवतां चतुश्चिक्रिका आवश्यकी वयं तत्र दशदिनानि यावत् तिष्ठामः परं भवान् वदतु पर् किलोमीटर् चार्ज् किं शुल्कः कथं वर्तते कियद्वर्तते तथा वयं दशदिनान् दिशा दशदिनानन्तरम् आगच्छामः तर्हि कथम् इति वद वदतु